यत्र मम मूर्तीनां निर्माणं सम्भवति तस्मिन् निर्माणकाले केचन जनाः अल्पमतयः इति मन्ये ते तत् निकृष्टरूपेण पश्यन्ति तेषां मनसि शिल्पज्ञाः सर्वे तत्र मूर्खाः वा मूढाः वा ते चिन्तयन्ति इति मन्ये तेषां भावना तथा अस्ति यादृशीं भावनां कुर्यात् सिद्धिर्भवतु तादृशी यथा अस्ति तथैव तेषां मनसि विकृतमनोभावः अस्ति अनेन तेषां दृष्टिरपि तथैव भवति तत्तु यदा कदापि महान् क्लेशम् उत्पद्यते तत्र अहं बहु मानसिकव्यग्रतां अनन्तरं तिरस्कृतभावनां च अनुभवामि